हरिः ओम् ओला मया ओला कार् यानं स्वीकृतमासीत् पूर्वं तु उक्तमेव निश्चितं धनं ददामि इति तर्हि इदानीमत्र आगमनोत्तरं तस्य कार् यानस्य चालकः अधिकं धनं पृच्छति एतत् अहं सर्वथा दातुं नेच्छामि अतः एतद्विषये तं सूचयन्तु स महोदयः मया साकं चर्चां करोति वादोपवादं करोति एतत् नेच्छामि